मम प्रदेशे न कोपि भिन्नः सांस्कृतिकसमुदायः वसति

मम संस्कृतिः भारतीयसंस्कृतिः तद्भिन्नजनैः कदाचित् मम मेलनं भवति यतः मम कुटुम्बजनः केचन युवजनः विदेशीयैः सह कौटुम्बिकं विवाहसम्बन्धं स्थापितवन्तः तेन निमित्तेन विदेशीयसंस्कृतेः दर्शनम् मत्कृते शक्यम् कदाचित् एव तैः सह मेलनं भवति तदा तेषां विषये किञ्चित् ज्ञातुम् उत्सुका अस्मि कथं ते वर्तन्ते किं ते किं किं ते खादन्ति कथं व्यवहरन्ति इत्येतद्विषये मम बहु जिज्ञासा अस्ति यावद्मया दृष्टम् तावत् ते जनाः स्वकेन्द्रिताः सन्ति आदौ स्वस्य विचारः अहमिच्छामि वा न इच्छामि यदि अहमिच्छामि तर्हि अहं करोमि नो चेत् स्पष्टतया न कर्तुं शक्नोमि इति वदामि एतादृशी तेषां विचारधारा वर्तते वेशदृष्ट्या पश्यामि चेत् विदेशीयैः विदेशीयेषु ये वयोज्येष्ठाः सन्ति ते प्रायः सम्यक् वेशं परिधारयन्ति ये नूतनाः सन्ति युवजनाः सन्ति तेषां विषये किं वक्तव्यम् तत्तु वेशभिन्नता सा अस्माकं अस्मादृशेषु गृहेषु अपि इदानीं परिपाटी इव दृश्यते तत् खेदजनकं मन्ये परमस्ति वास्तविकता भोजनविषये पश्यामि चेत् भिन्नसंस्कृतेः जनाः प्रायः सामिषं भोजनं स्वीकुर्वन्ति तत्तु अस्माकं संस्कृतेः कृते अपि न त्याज्यं यतः पूर्वतनीयाः क्षत्रियाः सामिषं भोजनं कुर्वन्ति स्म

ये विदेशीयाः या भिन्नसंस्कृतिजनः संस्कृतेः जनाः सन्ति तेषु मद्यपानम् अधिकं दृश्यते महिलाः अपि मद्यपानं कुर्वन्ति इति मया दृष्टम् तावदेव